इदानीन्तनकालघट्टेषु संस्कृतभाषायाः परिवर्तनं सम्भवति तत् परन्तु प्राचीनकाल इव तत्र व्याकरणविषये च शास्त्रविषये परिवर्तनं किमपि न सम्भवन्ति प्राचीनकालेषु ये ये अस्माकं विज्ञानम् अस्ति तस्य विकासः इदम् अस्मिन् काले सम्भवति अहम् इति मम चिन्ता नास्ति तथापि सरलसंस्कृतरूपेण तत्र संस्कृतभाषायाः सारल्यम् इदम् अस्मिन् काले सम्भवति जनाः जने जनानां कृते जनेषु मध्ये तत्र संस्कृतभाषायाः प्रचारार्थं तु तस्मिन् विषये तत्र श्रद्धां यः ददाति संस्कृतज्ञाः एवं संस्कृतभाषा भाषायाः व्याकरणादि विषयाः क् किञ्चित् कठिनं वर्तते अतः भाषायाः सरलतां कृत्वा सम्भाषणार्थं इदानीं जनेषु प्रचलति तावदेव ततः शास्त्रविषये शास्त्रविषये नूतन नूतनविज्ञानानाम् इदानीं तादृशं परिवर्तनम् अस्ति वा इति नास्ति इति अहं मन्ये तावदेव सरलसंस्कृतरूपेण भाषायाः परिणामः परिवर्तनं अत अधिकं सञ्जातम्